अहं कंश्चन् दृष्ट्वान् म मध्यमार्गे सः भिन्नमार्ग् मार्गेण आगच्छन् आसीत् पुनश्च यदा सः मुख्यमार्गं यदा प्राप्तः पुरस्तात् अन्यत् एकं वाहनम् आगतं पुनः घट्टनं जातं सः पतितः तत्राहं साहायं क कर्तुं गतः परन्तु सः अत्यन्तं मूर्छायां परन्तु श्वासोच्छावः आसीत् तत्र परन्तु शरीरं स्थिलं जातमासीत् तद्दृष्ट्वा किञ्चिदिव एवं जीवनं मूल्यमिति चिन्तितं तच्च मम मस्तिस्के तथैव तिष्ठति हा सा एका स्मृतिः घटना वर्तते मम मनसि तद्गत् वर्षस्य परन्तु इदानीमपि अहं एवं स्मरामि यत् यथा तत् ह्यः एव अभूत् तथा एवं स्पष्टा स्मृतिः वर्तते